आम् अहं तन्त्रज्ञानेन क्वचित् वैद्यकीयकार्याणि पूर्णतया सम्पाय सम्पादयितुं शक्यते वर्तमानसमये तन्त्रज्ञानस्य महती भूमिका अस्ति ये जनाः तन्त्रज्ञाने योग्यता प्राप्तवान् तेषां कृते तन्त्रज्ञानं कामधेनुसदृशं एव कार्यं करोति तन्त्रज्ञानम् अर्जितज्ञानस्य अभिवृद्धिं करोति अन्तर्जालमध्ये विभिन्नानि साधनानि सन्ति ये ज्ञानाभिवृद्धये साहाय्यकाः भवन्ति तत्र पाठ्यसामग्रीणाम् अधिकता अस्ति येषाम् उपयोगं कृत्वा वयं सर्वे आधुनिकज्ञानविषयकं परिचयं प्राप्तुं शक्यते अस्मिन् काले बहवः शासनानि सन्ति यथा झूम् इत्यादयः यस्य माध्यमेन वयं सर्वे मिलित्वा वैद्यकीयसम्मेलनं कर्तुं शक्यते आपत्तिकाले वैद्यकीयपरामर्थं प्राप्तुं शक्यते ओषध्यन्वेषणम् एवं तस्य निर्माणप्रक्रियायाः ज्ञानं प्राप्तुं शक्यते ओषधिं के कर्तुं शक्यते अर्थात् तन्त्रज्ञानं जनानां कृते सर्वथा उपयोगी भवति इति मम अभिप्रायः तन्त्रज्ञानं सर्वेषां कृते सहायकः भवति कारणम् अस्ति शरीरमाद्यं खलु धर्म शा